नमस् नमस्कारः सर्वाणि पार्सल् सर्विसस् वा गृहातपेक्षितं पार्सल् प्राकेव उद्घाट्य उद्घाटितमासीत् मूल्यम् जानाति वा तस्य तद् गृहात् गृहात् बहु मूल्यतः घटिका आगता आगता वर्तते तस्य एव इदानीं दुरवस्था अभवत् सम्यक्तया व्यवहारं न जानन्ति वा गृहं सम्बन्धे विषयानां पूरणे धनं न प्रयुज्यते अस्तु श्वः चतुर्वादनां पर्यन्तं घटिकां दास्यतु अस्तु